यदा अहं कलाशालायां पठन्ति आसम् तस्मिन् समये अस्माकं भ्रातुः पुत्रस्य उपनयनकार्यक्रमः आसीत् तस्मिन् समये चित्रग्रहणकार्यं मह्यमेव दत्तमासीत् तदेव मम प्रथमं छायाचित्रस्य अनुभवः अभवत् ता मया यत् करणीयं कथं चित्रग्राहकं करे स्थापितव्यम् इत्यादयः मम भ्राता माम् पाठितवान् सम्पूर्णकार्यक्रमस्य चित्रग्रहणं मया कृतं दिनद्वये अपि एतदेव मम प्रथमः अनुभवः अष्टादशवयसि पूर्वमेव तद्भवत् अभवत्